वैष्णोदेवीविषये वदामः चेत् अस्माकं तत् किं मनः एव रोमाञ्चनं भवति प्रातःकाले नववादने एव अहं सचिन् महोदयः मिलित्वा कट्रा मध्ये भोजनम् उपहारं कृत्वा इड् इड्लिकां स्वीकृत्य पलरं वार्तालापं कुर्वन्नेव गतवन्तः उपरि प्रातः सार्धनववादने त्यक्तवन्तः अनन्तरं तत्र प्राप्तवन्तः सार्धदशवादने रात्रौ एवमेव अधिकाधिकानुभवः अभवत् उपरि तु गूड्सवारि अस्ति तदपि दृष्टवन्तः अनन्तरं एतद् किं पालकि अस्ति तदपि मध्ये मध्ये किञ्चित् एतदभवत् आक्सिडेण्ट् अपि अभवत् तत् एतद् किम् अश्वस्य अनन्तरं पालकि एतत् एका भगिनी दिवंगता हार्ट् अट्याक् किमपि अबवत् तश्याः अनन्तरं एकः किं अश्वः पतितं तस्य दक्षिणपादः नष्टः अनन्तरं भ भगिन्याः अपि पादः अपि क्राक् अभवत् एवमेव अधि अधिकम् अनन्तरम् उभयतः अपि विपणिः सन्ति आपणाः सन्ति टि आपणा चाय् एतद् किं स्नाक्स् सर्वं भवति कस्यापि चिन्ता नास्ति परन्तु तत्र चिन्ता अस्ति तद् एव मनः तत् दृढः भवितव्यं तावदेव यदि मनः दृढः भवति चेत् दर्शनमपि सम्यक् भवति तद् भवतः जीवनमपि सम्यक् भवति यदि दृढः मनः दृढं न भवति चेत् भवतः कार्यं सर्वम् एवमेव भवति अतः सर्वे समीचीनतया मनः दृढं करणीयं भवति